हा नमस्ते अहम् अत्र नगरप्रदेशे अस्मि अतः मम कृषिकरणे बहु इच्छा अस्ति ह्म् गृहे अपि बहु स्थानं नास्ति अतः गृहस्य उपरि एव किञ्चित् लघुरुपेण उद्यानवनं वत् करोमि इति मम चिन्ता अस्ति अतः मम कृते सस्यानि अपेक्षितानि अतः भवतां निकटे निकटे कानि कानि सस्यानि अस्ति इति सन्ति इति वदन्ति वा

तर्हि म मौल्यं कियद् भवति नाम इदानीं पुष्पसस्यम् अस्ति पुष्पस्य सस्यम् एकं वा सेवेन्टी रूपीस् वा ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् हा ह्म् ह्म् अत्र मम गृहे तु बहु आतपः पतति अतः तत्र दासवालं तिष्ठति वा सस्यं तथा ह्म् ह्म् ह्म् ह्म् ह्म् एवं

ह्म् ह्म् ह्म् ह्म् एवं पोषकद्रव आ पु ह्म् तदेव पोष्टकद्रव्यं भवति वा तस्य कृते भिन्नतया पुनः अन्यत् किमपि क्रेतव्यम् इति नास्ति

ह्म् ह्म्

आ अस्तु अस्तु अगच्छ